साहित्यमीमांसायाः दृष्ट्या संस्कृतस्य महत्तरं योगदानं किम् इत्यस्मिन् विषये किञ्चिदुच्यते मया शब्दार्थयोः सहभावः एव साहित्यम् इत्युच्यते कीदृशौ शब्दार्थौ इति चेत् सहृदय हृदयाह्लादकत्वेन रसप्रतिपादकौ शब्दार्थौ साहित्यम् इत्यभिप्रायः यदि संस्कृते भाषायां साहित्यमीमांसा प्राचीनैः आचार्यैः बहुधा कृतास्ति शब्दार्थौ सहितौ काव्यम् इति काव्यस्य लक्षणम् उक्तं रमणीयार्थप्रतिपादकशब्दः काव्यम् इत्यपरेण उक्तम् एवं नानाप्रकारेण काव्यस्य स्वरूपं साहित्यशास्त्रे प्रतिपादितम् अस्ति एवं प्रतिपाद्य प्राचीनैः बहुभिः विद्वांसैः साहित्यस्वरूपं विस्तरेण प्रतिपादितमस्ति प्राक्तनकाले वाल्मीकि व्यास कालिदास भारवि माघप्रभृतयः बहवो हि कवयः बहूनि काव्यानि रचितवन्तः तेभ्यः कविभ्यः तेभ्यः काव्येभ्यः रामादिवत् प्रवर्तितव्यं न रावणादिवत् इति धर्माधर्मः उपदिष्टः तैः कविभिः कविभिः अतः साहित्यं कविभिः रचितं काव्यम् इत्येव वक्तुं वयं शक्नुमः काव्ये तु बहवः शब्दाः प्रतिपादिताः भवन्ति शब्देषु सुबन्तः

तेषां बहुविधानां शब्दानां र सर्वत्र वाक्यरूपेण संयोज्य कविभिः काव्यानि रचितानि सन्ति तेभ्यः कविभ्यः संस्कृतभाषायाः वैशाल्यम् अथवा विस्तारता प्रकटिता भवति प्रयोगाणां कर्तरीप्रयोगाणां कर्मणिप्रयोगाणां भावेप्रयोगाणां च वैविध्यता तत्र काव्येषु दृश्यते एवं बहूनां काव्यानाम् अध्ययनेन अस्माकं संस्कृतभाषायाः महत्त्वं तस्य अर्थवैशाल्यता च अवगतं भवति अतः साहित्यमीमांसायाः दृष्ट्या संस्कृतभाषायाः कृते योगदानम् अतीव महत्तरं वर्तते इति वक्तुं वयं शक्नुमः धन्यवादः